हरि ओम् अहम् अगर्तलातः वदामि भवतां कम्पनि मध्ये अहं सोफ़ा सेट् इति आर्डर् कारितवती दशदिनानि पूर्वं तत्र तु लिखितमासीत् सप्तदिनाभ्यन्तरे एव तत् डेलिवरी तत् सोफ़ा सेट् डेलिवरी भवतां पक्षतः दीयते किन्तु अधुना पर्यन्तं गतरात्रौ ते सोफ़ा सेट् आनीतवन्तः सेट् कृतवन्तः अहं किं दृष्टवती तत्तु अहं यत् आर्डर् कृतवती एड्वान्स् आर्डर् अहं दत्तवती ट्वेण्टी तौज़ेण्ड् किन्तु अधुना ते किम् उक्तवन्तः डेलिवरी जनाः इतोऽपि ट्वेण्टी तौज़ेण्ड् दातव्यं तत् सोफ़ा सेट् मूल्यं तु केवलं तर्टी सेवन् तौज़ेण्ट् फ़ैव् हण्ड्रेड् आसीत् तर्हि किमर्थम् अहम् इतोपि अधिकं ददामि तो तत्तु समिचीनं नास्ति यदि दातव्यं चेत् पूर्वं वक्तव्यमासीत् तत्र इण्टर्नेट् मध्ये वेब्सैट् मध्ये अपि किमपि लिखितं न आसीत् अनन्तरं डेलिवरि जनाः तेषां सर्वीस् कृते ते इतोऽपि द्विसहस्ररूप्यकाणि ते स्वीकृतवन्तः तर्हि एवं प्रकरणे यदि कार्यं कुर्वन्ति भवतां भवतात् तर्हि तु समिचीनं नास्ति खलु कृपया तद्विषये किञ्चित् चिन्तयतु यदि एवं प्रकारेण चलति चेत् नेक्स्ट् टैम् अहं पर्चेस् किमपि न करोमि न तु अहं गुड् रिव्यू एव ददामि तेङ्क्यू धन्यवादः